अहं तावत् नलिकाजलं प्राप्तुं शक्नोमि परन्तु न प्राप्नोमि यतोहि मम गृहे तावत् कूपः एव वर् कूपः एव वर्तते अतः कूपस्य सत्वे किमर्थं नलिका अपेक्षिता अहं तावत् कूपस्य जलमेव उपयोगङ्करोमि न तु नलिकाजलं यदि नलिकाजलं प्राप्यते तर्हि मम जीवने भिन्नं किमपि न भवति अपि च एकं कार्यं न्यूनं भवति किं नाम नलिकातः इतोपि किञ्चित् योजनङ्कृत्वा अहं गृहे एव प्राप्तुं शक्नोमि तावदेव इदानीं तावत् कू कूपात् अथवा वापीतः जलम् उत्थाप्य अन्तः नेतव्यमस्ति यदि नलिका स्यात् तर्हि साक्षात् नेतव् नेतुं शक्यते इति केवलं भिन्नं भवति अपि च नलिकाजलं भि स्वच्छं भवितुमर्हति कदाचित् स्वच्छमपि न भवति परन्तु यद् वापीजलं भवति तत् तावत् शुद्धं भवति इति अहं चिन्तयामि यतोहि अन्तर्जलं तावत् अन्तः प्रवहत् एव भवति अतः तत् जलं शुद्धम् इति चिन्तयित्वा अहं वापीजलमेव इच्छामि नलिकाजलमपि शुद्धं भवितुमर्हति परन्तु सर्वदा एवमेव इति वक्तुं न शक्यते कदाचित् तस्मिन् जले किमपि मिश्रणं भूत्वा तद् तदेव सर्वत्र गच्छति इति कृत्वा तेन बहु किमपि क्लेशः कश्चन क्लेशः जायेत इति मम एवं चिन्तनमस्ति अतः नलिकाजलप्रा प्रापणेन मम कोपि व्यत्यासः भवति इति नास्ति भवति चेदपि सः महान् व्यत्यासो न भवति तज्जलं स्वच्छं भवितुमपि अर्हति भवितुं नार्हति अपि अतः अहं मम जीवने जलं नलिकाजलं वा भवतु वापि जलं वा भवतु कोपि महान् भेदः न भवति इति वै वदामि